हरिः ओं नमो नमः अहं नरेन्द्रः अस्मि योग विषय् राजस्थानतः अस्मि अत्र योगविषये किमपि वक्तव्यमस्ति

प्रायशः बहुदिनानि पूर्वमहं योग विषये श्रुतम् आसम् पुनः पञ्च दिवसकृते अहं योग आरब्धवान् किन्तु तथा या मम पीडा आसीत् लाभः तथा न प्राप्तवान् प्रायशः किं भवति मम अत्र शिरसि वेदना भवति प्रायशः दिवसे तदर्थमहं चिन्तयामि

प्रायशः महोदयः किं भवति कदाचित् आदिनं कम्प्युटर् इत्यादिषु कार्यं करणीयं भवति वा कदाचित् बहुकालात् कालं प्रति कालस्य कृते यदि दूरदर्शनम् इत्यादिकं पश्यमि तत्र सायंकाले कदाचित् अधिकमात्रायां भवति दोसः

नरेन्द्रः इतः पञ्चाशत् किलोमिटर् दूरमस्ति गमनागमनं शक्यते

अहं प्रातःकाले तत्र गन्तुमिच्छामि

तत्र कियत् कियत् कालम् तत्र प्रतिदिनम् अपेक्षितं भवति द्विहोरा प्रतिदिनमावश्यकम् तत् करोमि आम् आगच्छामि महोदयः धन्यवादः